अहं न्यायशास्त्रं वेदान्तशास्त्रञ्च अधिगतुं प्रयतितवानस्मि न्यायशास्त्रं पठनीयञ्चेत् अवश्यं पठनीयाः ग्रन्थाः भवन्ति तर्कसङ्ग्रहदीपिका न्यायबोधिनी निन नीलकण्ठी मुक्तावली दीनकरी पञ्चलक्षणी इत्येते ग्रन्थाः अवश्यं पठनीयाः तेन विना न्यायशास्त्रे गतिः दुश्शका एव अद्वैतवेदान्तशास्त्रे च अवश्यम् अध्येयाः ग्रन्थाः के भवन्ति इत्युक्तौ आरम्भग्रन्थाः प्रवेशार्थं तू वेदान्तपरिभाषा भवति सिद्धान्तलेशसङ्ग्रहश्च भवति प्रधानतया वेदान्तशास्त्रप्रतिपादकं प्रस्थानत्रयं वर्तते प्रस्थानत्रयम् इत्यस्य अर्थः भवति श्रुतिप्रस्थानम् स्मृतिप्रस्थानं न्यायप्रस्थानञ्च तत्र दश उपनिषदः शाङ्करभाष्यसहिताः पठनीयाः भवन्ति ब्रह्मसूत्रभाष्यं भगवत् शङ्करपादैः विरचितं तदवश्यं पठनीयं भवति अनन्तरं भगवद्गीताभाष्यञ्च समग्रं श्रीमद् शङ्करभगवत्पादैः विरचितं तदपि अवश्यं पठनीयं भवति ते यदि ग्रन्थाः पठिताः चेत् तत्र अपेक्षितं वेदान्तशास्त्रीयं ज्ञानम् अस्माभिः सम्पादयितुं शक्यते एव